यतः अहम् उपन्यासकरूपेण उद्योगम् अक अकरवं मम अभिप्राये छात्राः विद्यालयस्य शिक्षण अनन्तरं विद्यालयात् कलाशालातः गृहं गत्वा अन्यथा मार्गे एव स्वमित्रैः सम्भाषणं कुर्वन् कालं यापयन्ति किञ्चित्कालं यापयन्ति पट्टने मार्गे एव गृहगमनानन्तरं यदि पितरः विद्याविषये प्रश्नं कुर्वन्ति तदा पुस्तकानि बहिर्नीत्वा किञ्चित् अध्ययनं कुर्वन्ति अथवा स्वमित्रैः अथवा दूरदर्शनं पश्यन् कालं कालं यापयन्ति इति मन्ये केचन एव बहु अल्पसङ्ख्याकाः एव स्वीयविद्याविषये ज्ञानवर्धनाय अन्यपुस्तकपठनं वा तत्र निर्धारितविषयाणाम् अध्ययनं वा कुर्वन्ति इति इति मन्ये किन्तु आधुनिककाले यदि आन्लैन् मध्ये शिक्षणादिकं प्रचलति स्वेच्छया ये अध्ययनम् आरभन्ते ते अवश्यं गृहे स्थित्वा एव ज्ञानवर्धनाय प्रयत्नं कुर्वन्ति इति मन्ये